नमस्कारः अहं पूर्वस्मिन् दिनाङ्के ऊबर् इत्यतः राजवाडिप्रति गन्तुं यानसङ्ख्या त्रि आर् शून्यं षट् पञ्च सप्त इति यानं बुक् कृतवती अस्मि सः ड्रैवर् तु अत्यन्तम् उत्तमरीत्या मां नीतवान् एवं च विनयवान् अपि आसीत् अतः पुनः एकवारं तमेव यानं लब्धुम् इच्छामि अद्यपि अस्मिन् दिनाङ्के अहं पुनः राजवाडिप्रति गन्तुम् इच्छामि अतः तमेव यानं प्राप्तुं शक्नोमि वा इति सूचयतु